प्रकृतविषयेस्मिन् विशेषेण भारतीयाः वक्तुं प्रभवन्ति यतोहि अयं निजः परो वेति गणना लघुचेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् इति वयं वदामः वयं सर्वेपि उदारचरिताः स्मः अतः अस्माकं कूपमण्डुकवत् बुद्धिः न भवति मतः अथवा मतम् इत्यस्य कः अभिप्रायः इत्युक्तौ यः कश्चन एकं पुरुषम् आश्रित्य केषाञ्चित् विषयेषु एव मनः यः स्थापयति अथवा केषाञ्चित् विचाराणां विषये एव सः सम्बद्धः भवति तत्सर्वं मतम् इति परिगण्यते उदाहरणार्थं द्वैतमतम् अद्वैतमतं विशिष्टाद्वैतमतं जैनमतं बौद्धमतम् इत्यादि मतानि भवितुम् अर्हन्ति सर्वम् अपि संहत्य वयं धर्मः इति पदेन व्यवहर्तुं शक्नुमः सनातनधर्मः इति पदे एकः कश्चन व्यक्तिः अथवा एकः कश्चन सम्प्रदायः अथवा एकः कश्चन देवः अथवा एकं किञ्चित् पुस्तकम् इति आदृत्य आश्रित्य वयं तस्य अनुसरणं न कुर्मः अपि तु यत् यस्य इष्टं भवति कदाचित् यस्य सम्प्रदायः एवं भवति तदनुसारेणैव सः पालयति किन्तु सः अन्यस्य मतस्य वा अन्यस्य विषये वा दूषणं न करोति न कर्तव्यम् इत्यपि उच्यते स्वसिद्धान्तस्थापनार्थं कदाचित् परपक्षस्य निराकरणं क्रियते किन्तु तदेव सत्यम् इति कुत्रापि न उक्तं भवति तेन च अस्माकं कृते भारतीयदार्शनिक परम्परायां विद्यमानानां वैशाल्यदृष्टिः कथमासीत् इति वयम् अवगन्तुं शक्नुमः कदाचित् अन्यस्य तिरस्कारं कुर्युः किन्तु तत् विषयिकं भवति न तु व्यक्तिगतं भवति तस्मात् यद्यपि मतेषु वैविध्यमस्ति किन्तु मतिषु एकविधं एकविधत्वमेव वयं द्रष्टुं शक्नुमः यतोहि वयं सर्वेपि सम्प्रदायबद्धाः सनातनीनः इति वक्तुमहमत्र इच्छामि